मम भगिनी मम पुत्री मम मित्रा स्नातकपर्यन्तं शिक्षा प्राप्नुम् इच्छन्ति यतः तेषां माध्यमकस्य कृते अपि अध्ययनं कर्तव्यं भवति तथा च माध्यमकस्य कृते अध्ययनं कर्तव्यं भवति तेषां जालम् अन्वेष्टव्यं यतः अहं मम कन्यायाः स्नातकपर्यन्तम् अध्ययनं कर्तुम् इच्छामि एवि एन् मित्रा एन तदन्तरं सा अपि पि एच् डि क कुर्वन्ति अस्ति तथा च मम बालिकानां शिक्षायां कोपि विरोधः नास्ति अहम् इच्छामि यत् मम सर्वाः बालः बालिकाः सम्यक् पठन्तु सुखीनः भवेयुः अतः एव अहं पठितुम् इच्छामि येन देशस्य भवेशं पूर्तवर्तयितुं शक्यते अतः एव अस्माकं देशे बेटि भचाव् बेटिपडाव् इति उच्यते अतः एव बालिकाः ये बालिकाः सन्ति तेषां शिक्षणम् अतीवमहत्वपूर्णम् अस्ति इति